कृषकाणां श्रमिकाणां च साहाय्यं कर्तुम् अहम् उत्सुकः अस्मि तत्र कृषकाणां श्रमिकाणां च अवकाशः बहु अल्पम् अस्ति अनन्तरं ते सर्वदा तत्र सर्वकारीयसाहाय्यं कथं भवति अनन्तरं तत्र उत्तमा कृषिः भवति वा न वा इत्यादिकं तत्र द्वन्द्वनीतिम् अनुसरन्तः एव भवन्ति तदानीं ये तेषां साहाय्यं कर्तुम् अवसरं प्राप्नो प्राप्नुवन्ति ते तेषां साहाय्यं कृत्वा तत्र उत्तमरीत्या कृषिकं कृषिकार्यं कर्तुं वा अथवा श्रमकार्यं दातुं वा प्रयत्नं करिष्यति चेत् तेषां जीवने तत्र सर्वदा उपयोगाय भवति इति मन्ये